संस्कृतभाषा एका अत्युत्तमभाषा अस्ति संस्कृतभाषिणां कृते काश्चन समस्याः आधुनिकजगति सन्ति एका प्राचीनकालस्य अपेक्षया आधुनिककालेषु जनाः अधिकजनाः संस्कृतं न जानन्ति ये संस्कृतभाषणं कुर्वन्ति तम् अन्यजनाः न सम्यक् नावगच्छन्ति तेषां ज्ञानम् अन्ये न स्वीकर्तुं शक्यन्ते तस्य प्रचारम् अधिकं नास्ति एतादृशविषयाः आधुनिकजगति संस्कृतभाषाभाषिणाम् अस्ति समस्याः सन्ति